हरि ओम् नमस्काराः अहम् वस्तुतः आन्ध्रप्रदेशीयः एव आन्ध्रप्रदेशे अनन्दपुर् डिश्ट्रिक्ट् तः नासिपलिताण्डः इति लघुग्रामः अस्ति मम मम ग्रामे सर्वे तण्डुलम् उत्पन्नं कुर्वन्ति तण्डुलान् उत्पन्नं कुर्वन्ति इतोपि शाकाः अपि उत्पन्नं कुर्वन्ति तण्डुलान् तु रसायनवस्तूनि न स्थाप्य एवं कृत्रिमरूपेण यदस्ति तदेव संस्थाप्य तण्डुलान् उत्पन्नं कुर्वन्ति एवञ्च अस्माकं ग्रामे याः जनाः सन्ति ताः सर्वाः अपि तत्र एव कृषिकानां गृहे एव गत्वा स्वीकुर्वन्ति तण्डुलान् एवञ्च शाकाः अपि अधिकतया वयं बहिः गत्वा मार्केट् मध्ये न स्वीकुर्मः येषां येषां अपेक्षते तेषां ते सर्वेऽपि कृषिकानां गृहे गत्वा एव स्वीकुर्वन्ति एवम् अस्माकं आरोग्यम् अपि तादृशी तादृशी तण्डुलान् तादृशी शाकान् खादामश्चेत् अस्माकम् आरोग्यमपि सम्यक् भवति इतोऽपि के आनारोग्याः इति एवं समस्याः न भवन्ति सम्यक्तया अस्माकम् आरोग्यः भवति